बाल्यकाले मम इष्टतमः ऋतुः आसीत् ग्रीष्म ऋतुः यतोहि तस्मिन्नेव समये विद्यालयेषु अवकाशः प्रदीयते स्म ग्रीष्मावकाशे वयं सर्वेपि बालकाः मित्राणि मिलित्वा केवलं क्रीडायाम् एव व्यस्ताः भवामः स्मः वयं परं गच्छता कालेन गच्छता काले गच्छता कालेन वसन्त ऋतौ मम आसक्तिः वर्धिता यतोहि वसन्त ऋतौ न केवलं वयम् ऋतुपरिवर्तनं द्रष्टुं प्रभवामः अपि तु तेन साकं प्रकृतौ तथैव अस्माकं शरीरे परिवर्तनं वयं द्रष्टुं प्रभवामः यथा प्रकृतौ यथा सस्यानि वर्धन्ते पुष्पाणि विकसन्ति पिकाः कूजन्ति तेन सहैव अस्माकं शरीरे नूतनम् एकं चैतन्यम् आगच्छति कार्येषु वयं शीग्रकार्यकरणे अस्माकम् उत्साहः वर्धते अतः वसन्त ऋतुम् अहम् इदानीं बहु इच्छामि